योगदर्शनम् आधुनिकस्य जीवनशैल्याः समस्यानां निवारणार्थं महद् योगदानं ददाति यतो हि आधुनिकजीवनं जीवनशैल्याः महती समस्या नाम सर्वेषां सर्वेषामपि मानसिकं नेम्मदि मानसिकशान्तिः नास्ति तस्य कारणतः तस्य आरोग्ये व्यत्ययः जायते तस्य आरोग्ये व्यत्यासः भवति तेन औषदाधिकं सः स्वीकरोति तदपि औषधस्य प्रभावः शीघ्रं भवितव्यमिति अलोपति औषधीं स्वीकरोति तस्य सैड् एफ़ेक्ट् द्वारा बी पी शुगर् इत्यादिरोगः रोगः सः अनुभवति यदा योगीयमार्गं मार्गे वयं गच्छामः प्रातरुत्थाय योगाभ्यासं कुर्मः प्राणायामादिकं कुर्मः तदा मानसं मनसि ह मनसः मानसिकशान्तिः प्राप्यते योगद्वारा आरोग्यप्राप्तिः भवति देहे स्थिताः सर्वाः सर्वाणि अङ्गानि सः सः समीचीनतया कार्यं निर्वहन्ति तस्य उदरसमस्या कापि न भवति आधुनिकजीवनस्य धृतगतिसम्पन्नस्य जीवनशैल्या द्वारा सः प्रातः आहारं स्वीकर्तुमपि सः समस्यामनुभवति शीघ्रं गन्तव्यमित्येव तस्य मनसि भवति यदा प्रातः लघु उत्थाय सः योगाभ्यासं करोति तदा तस्य जी उदरसमस्यायाः परिहारः भवति साक्षात् यो योगाभ्यासं कर्तुं न शक्यते तत्रापि नियमाः सन्ति प्रातरुत्थाय किन्तु किञ्चित् जलं पीत्वा तदन्तरं शौचं शौचादिकं समाप्य तदन्तरं योगाभ्यासः तेन कर्तव्यः तदा तदा शरीरं ते योगासनस्य लाभः सः प्राप्नोति मार्गदर्शकः मार्गदर्शकद्वारा एव योगाचार्यद्वारा एव सः योगाभ्यासं योगाभ्यासं सः प्रारम्भः प्रारम्भं कुर्युः कुर्युः यदि दोषाः भवन्ति योगाभ्यासे तदा समस्याः भवन्ति तथैव प्राणायामः प्राणायामः अपि प्राणाः प्राणायामद्वारा मनसः शान्तिः भवति शरीरशुद्धिः भवति यदा सः देहः देहः प्राणायामद्वारा देहस्य यावत् आम्लजनकम् अपेक्षितं प्राणायाम अभ्यासद्वारा श्वासकोशस्य शक्तिः अधिकः भवति तदा यावत् श्वासोछ्वासः अपेक्षितः तावन्तं श्वासं दीर्घश्वासं श्वासाभ्यासेन अधिकाः अधिकः अम्लजनकः श्वासकोशं गच्छति तेन रक्तशुद्धिः भवति ते ततः नाडीशुद्धिः अपि जायते यदा नाडीशुद्धिः भवति शक्तिसञ्चारः सम्यक् भवति तेन सर्वे ग्रन्थयः सन् ये सन्ति ते सर्वे सम्यक् कार्यं निर्वहन्ति तेन तस्य आरोग्ये वृद्धिः भवति तस्य मुखे एव दृश्यते सः आरोग्य्म् आरोग्यम् अस्ति वा न वा इति तस्य मुखदर्शनेन एव ज्ञायते योगाभ्यासं यः करोति तस्य योगाभ्यासं यः नित्यं करोति तस्य आरोग्ये कापि समस्या न आगच्छति आधुनिकजीवनाशैलीप्रभावेन जायमानाः बहवः समस्याः तेन निवारिताः भवन्ति